गतमासे मम पतिः एकां शाटिकाम् आनीतवान् काटन् इति बेङ्गलोर्नगरे आनीतवान् तत् द्रष्टुं बहुसुन्दरम् आसीत् किन्तु द्विसहस्ररूप्यकाणि दत्वा आनीतवान् किमपि क्वालिटी एव नासीत् यदि अहं प्रक्षालितवती तदा तत् किं रक्तवर्णं तत्र बहुवर्णम् आसीत् तत् सर्वं गत्वा श्वेतवर्णम् अभवत् किमपि क्वालिटी एव नासीत् तत् एवं तत् स्वीकृत्य मम तु बहुकोपः आगतः